हरि ओं महोदय अहं रेखा इति मम द्विचक्रिका नष्टा जाता दिनत्रयादारभ्य अहं देगुलं गतवती आसीत् तत्र नष्टा जाता मम द्विचक्रिका हा दिनत्रयम् अभवत् अहं मम अग्रजम् उक्तवती आसीत् सः वदामि इति उक्तवान् सः अन्विश्यन् आसीत् किन्तु न लब्धम् आम् सम्यक् स्मरणे नास्ति मम किन्तु कुञ्चिका एका मम समीपे एव अस्ति आम् ए ए एकम् एकम् यफ् द्वयं त्रयं चत्वारि अष्ट आम् मम एकं पर्स् आसीत् तन्मध्ये धनमपि आसीत् पञ्चसहस्रं तदपि नष्टं जाता आम् अस्ति महोदय आम् अस्ति सर्वम् अस्ति मम समीपे अपि अस्ति वाहने झेराक्स् स्थाप् स्थापितवती

अस्तु महोदय धन्यवादः